हरिः ओं हरि हरिः ओं तद् वेदा वेदान्तप्रकाशन बुक् हौस् वा बुक् स्टाल् वा अहं बेङ्गळूरुतः बेङ्गळूरुनगरवासी मम केचन पुस्तकानि आवश्यकानि आसीत् भवत्याः आपणमध्ये अस्ति वा न वा इति पृष्ट प्रष्टुम् अहं दूरवाणीं कृतवती अस्तु अस्तु अस्तु महानुभाव अस्तु इदानीं मम रामायणपुस्तकानि आवश्यकानि अस्तु मूलरामायणं परन्तु तस्य कन्नड अनुवादमपि अभवत् मम कन्नड अन् अनुवादं पुस्तकं मम अपेक्ष्यते अस्ति वा कन्नडानुवादम् इङ्ग्लिश् अनुवादम् नास्ति वा हा ओ के ओ के अनु कन्नड हा संस्कृतपुस्तकं हा अग्रलिपि संस्कृतं तस्य अनुवादं कन्नडम् समीचीनं वा हा तद् बृहत्पुस्तकं वा लघुपुस्तकं वा शतश्लोकी मम आवश्यकता नास्ति तत्र सर्गं तत्र पूर्णसर्गम् आवश्यकं बालकाण्डं सुन्दरकाण्डं एवं युद्धकाण्डपर्यन्तं यद्भवति किल तद् पुस्तकं मम अपेक्षं अपेक्ष्यते मया अपेक्ष्यते अय्यो एवं वा सुन्दरकाण्डमित्युक्ते तद् पुस्तकम् एकमेव भिन्नं तद् मम मास्तु एवं मास्तु आहत्य सर्वकाण्डं यदस्ति तत्पुस्तकमेव मम आवश्यकता अस्ति अनन्तरं महाभारतस्य पुस्तकं महाभारतस्य किञ्चित् किञ्चित् लघु कथा आगच्छति किल तद् बालानां वक्तुं तत्कथापुस्तकमावश्यकं मम तद् लभ्यते वा अस्तु अनन्तरं पञ्चतन्त्रपुस्तकम् अस्ति वा तदस्ति वा तस्य पञ्चतन्त्रायां कथा भवति तस्य अनुवादं पदस्य अनुवादमपि भवति तत् पुस्तकं लभ्यते वा हा विष्णुशर्मस्य पञ्चतन्त्रपुस्तकं किञ्चित् बृहत् भवति तद् तस्य पदस्य पदच्छेदस्य अनुवादं भवति तत्र तद् लभ्यते किं लभ्यते लभ्यते वा अनन्तरं भगवद्गीतालघुपुस्तकं लभ्यते वा अस्तु मास्तु मम एतानि पुस्तकानि समाप्य हा पुस्तकानि आवश्यकम् अनन्तरम् अनन्तरं किं किं नूतनम् आगतं भवत्याः आपणमध्ये ओ वेदवेदान्तं मम अर्थमेव न अभवत् कथं क्रीणामि तद् एवं वा अस्तु अस्तु धन्यवादाः अहं श्वः आगच्छामि आगच्छामि दन्